किं त्वं नृत्यस्य रील्स् अथवा शाट्स् पश्यसि वा सामाजिकमाध्यमेषु तव प्रियाः नर्तकाः केऽपि सन्ति वा आम् अवश्यम् अहं प्रतिदिनं यज् यदि मम कृते मनः आ किञ्चित् दुःखितं भवति अथवा किञ्चित् बहु सन्तोषम् अनुभवामि चेत् किमपि मम सन्तोषजनकं नाम नृत्यमेव वर्तते रील्स् नास्ति रील्स् सर्वं न पश्यामि तावत् न द्रक्ष्यते किन्तु रील्स् मध्ये यद् नृत्यमागच्छति तद् अहं बहु द्रष्टुम् इच्छामि तत्प्रतीत्येव अहम् इन्स्टग्रां यूस् करोमि पुनः इतोऽपि इतोऽपि एकमस्ति प्रिण्ट् पिण्ट्रस्टिति पिण्ट्रस्ट् इत्यपि एकं याप् वर्तते तदपि मै यूज़् क्रियते तदपि नृत्य द्रक्षणार्थमेव क्रियते पुनः मम कृते बहु आसक्तिरस्ति डान्स् इत्यस्मिन् विषये नृत्ये बहु आसक्तिरस्ति अहम् अधुना भरतनाट्यमपि अधीयमाना अस्मि यदि अहं तस्मिन् विद्वत् पेय् विद्वत् पोस्ट् इत्यादिकं समाप्य अनन्तरम् अहं भरतनाट्यशिक्षिका भवितुमपि इच्छामि अनन्तरं सामाजिकमाध्यमेषु मम प्रिय नर् नर्तकाः तथा केऽपि न सन्ति मद्गुरवः ये माम् पाठयन्ति ते एव मम प्रिय नर्तकः तमेव अहम् अनुसर्तुम् इच्छामि इतोऽपि यः प्रति प्रतिदिनमपि अहं पश्यामि खलु नृत्यं तदा प्रत्येकमपि इष्टमपि भवति ये अस्य इष्टं न भवति इति न नृत्यं नृत्यं नाम एव इष्टम् इपि इतोऽपि तस्मिन् तदिष्टम् इदमिष्टम् इति नास्ति सर्वं नृत्ये यद् यद् आगच्छति सर्वमपि इच्छामि पुनः